मया बहूनां गायकानां गायनं साक्षात् श्रुतम् अस्ति विशेषतया कर्नाटकसङ्गीतगायिकानां सङ्गीतसभायां गत्वा श्रुतवती अहं बहु आनन्देन भवामि किमर्थं समयः जातः इति दुःखितमपि भवामि बाम्बे जेयश्री प्रियासिस्टस् सुधा रगुनातन् के जे येसुदास् सञ्जय् सुब्रह्मण्यन् इति आदि लम्बि पट्टिका अस्ति यानं प्राप्तम् आनन्दम् अनुभवार्थम् एव साक्षात् गत्वा श्रुत श्रोतव्यमिति मम अभिप्रायः